नमस्ते वुड्लेणड् रेस्टोरेण्ट् वा अहं शोभा अस्मि अर्धघण्टापूर्वम् एकं दोसे आर्डर् कृतम् आसीत् परन्तु इदानीं केनचित् कारणात् केन्सल् कर्तुम् इच्छामि